पाश्चात्यतत्त्वशास्त्रविषये वक्तव्यं चेत् तत्र कथं मम आसक्तिः जातः इत्युक्ते अत्र गुरुकुले पठन् आसम् तत्र आधिक्येन वे अद्वैतवेदन्तशास्त्रम् इत्यादिकं श्रूयमाणमेव वर्तते अस्तु एतत् सर्वं पठित्वा मम जिज्ञासा उत्पन्ना प्रा पाश्चात्यतत्त्वशास्त्रे किम् उक्तमस्ति इति तत्र किम् अस्ति इति पठितुं प्रयत्नं कृतवान् तत्र बहू तत्त्वशास्त्राणि प्राप्तानि अपि च मया तत्र य बहु अन्वेषितं तत्र प्राप्तं ग्रीक् तत्वशास्त्रं नाम पाश्चात्य यत् ग्रीक् साम्राज्यमासीत् तत्रत्यम् इदं प्राप्तं तत्र तु अधिकेन एतेषां तत्र देवानां मूर्तिपूजा तत्रापि वर्तते अनन्तरं तत्रत्य एवं मोक्षसम्बन्धविचारः मह्यं तावत् न ज्ञातं केवलम् आपातया पठितम् एवञ्च तत्र पाश्चात्य तत्त्वशास्त्रे तावत् ते स्वयं देहान् यावत्पर्यन्तं देहः वर्तते तावत्पर्यन्तमेव जीवः तदुत्तरं नास्ति अनन्तरं यथा अत्र चार्वाकाः वदन्ति गृ ऋणङ्कृता घृतं पिबेत् बस्मिपूतस्य देहस्य पुनरागमनं कुतः इत्यादिकं वर्तते तद्वत् पाश्चात्यानामपि यावत्पर्यन्तम् अस्माकं जीवः वर्तते तावत्पर्यन्तम् अस्माभिः तत्र समीचीनं कार्यं वा असमीचीनं कार्यं वा समीचीनमेव कार्यं कर्तव्यमिति तेषाम् इच्छा इदं वर्तते अपि च ते यत् सुखं वर्तते यत् सुखं प्राप्यते तदेव सुखं तदेव स्वर्गं यत् नरकं प्राप्यते तदेव नरकं यत् कष्टं प्राप्यते तदेव नरकम् इति ते अङ्गीकुर्वन्ति एवञ्च सुखार्थमेव सर्वे जनाः एतत् यतन्ते अपि च तत्र बहवः देवाः अपि वर्तते वर्तन्ते तेषां पूजनमपि पूजा इत्यादिकं इत्यादिकमपि तेषां नामसङ्कीर्तनमपि तत्र कृतं वर्तते एवञ्च पाश्चात्यतत्वशास्त्रे एवं मया लक्षितम्